जनानां पुरतः गायनकाले भयं कम्पनं किमपि नानूभुयते नाबु न नानुभूतवान् पुरा किञ्चित् भीतिः आसीत् इदानीं तत्र कौशलं कौशलं किञ्चित् सम्पादितवान् अस्मि अतः तत्र सभायां कम्पनं नासीत् सभाकम्पनमिति नास्ति यदि अधिकाः जनाः भवन्ति अस्मि मम पर्टिसिपेशन् पश्यन्तः सन्ति चेत् इतोऽपि मम उत्साहः वर्धते तत्र मम कौशलं प्रदर्शयामि इतोऽपि किमपि तेषां जनानां कृते दास्यामि इति मम चिन्तने आगच्छति अतः प्रतिदिनम् अहम् अभ्यासं करिष्यामि घण्टात्रयं नोचेत् होरां यावत् करिष्यामि एव करोमि एव पुनश्च यत्र कौशलस्य अभावः अस्ति उम्म् कुशलता नास्ति तदानीं कम्पनम् अवश्यम् आगच्छति यत्र तत्र नैपुण्यं वर्तते तस्मिन् विषये तस्मिन् क्षेत्रे वा कोऽपि वा भवतु कियत् कियद्वा जनाः भवतु तर्हि चिन्ता नास्ति अस्माकं कलां प्रदर्षयितुं शक्नुमः